अहम् इण्डियल् ऐडल् इत्यादीनि सङ्गीतसम्बन्धिनः कार्यक्रमान् बहु पश्यामि तत्र इण्डियन् ऐडल् मध्ये भागगृहीताः कण्टेस्टन्स् मध्ये इण्डियन् ऐडल् ट्वेल् इति सीज़न् मध्ये कण्टेस्टेण्ट् आसीत् श्रीरामचन्द्रः इति इदानीं तु सः दक्षिणदेशे टोप् प्ले ब्याक् सिङ्गर् अस्ति तस्य गानम् अहं बहु इष्ठेन शृणोमि एवम् अनन्तरं रोहित् अति एकं कण्ट एकः कण्टस्टेण्ट् अस्ति इण्डियन् ऐडल् मध्ये सः आन्ध्रदेशीयः अस्ति तम् अहं बहु इच्छा लैक् करोमि अनन्तरं सिरीशा अपि एका गायिनी अस्ति सा बहु सम्यक् गायति सः तु बाल्यादेव सङ्गीतम् अधीतवति सा अति तस्याः कण्ठम् अतीव मधुरं भवति सा सर्वं बहु सम्यक्तया मेनेज् करोति सा इदानीं तु द्वादशकक्षायां पठन्ति अस्ति पठति अस्ति एवं सङ्गीतम् अपि मेनेज् करोति तस्य प्रोफ़ेशन् तस्य पेशन् अपि मेनेज् करोति तर्हि अहं तां दृष्ट्वा एतदेव अधीतवती यत् यदि इष्टः भवति चेत् भवन्तः कार्याणि मेनेज् कर्तुं शक्यते इति किमर्थम् इत्युक्ते सा तस्मिन् न्यूनवयसि सङ्गीतम् अपि मानेज् करोति एवमेव तस्य अकडेमिक्स् अपि मानेज् करोति एतदेव कारणात् मयि सा रोचते